गणकीकृतकलापेक्षया मानवनिर्मितकला विशिष्टा भवति इति सत्यं किन्तु गणकीकृतकला तु शीघ्रं भवति लघु समये एव बहू कलान् रचयितुं शक्यते तथैव मानवनिर्मितकला तु विशिष्टा एव सर्वदा विशिष्टा एव बहु पूर्वतनदिनात् एव मानवनिर्मिता निर्मितकला विशिष्टा वर्तते सर्वेषु विभिन्न वि स्थलेषु मानवनिर्मितकला द्रष्टुं लभ्यते गणकीकृतकला तु इदानीम् एव नूतनतया लब्धम् अस्ति तत् शीघ्रं भवति इति कारणतः तत् अस्मिन् काले सम्यक् इति दृश्यते